भारते प्रसिद्धाः क्रीडाः अनेकाः सन्ति कबडि हाकि फु़ट्बाल् मल्लयुद्धम् दणुर्वि धनुर्विद्या इत्यादि तत्र फुट्बाल्मध्ये ध्यान्सिङ्गः मेजर् ध्यान्सिङ्गः इति अष्टचत्वारिंशदधिकः नवशतोत्तरेकसहस्रतमे जन्मं प्राप्य तत्र पादकन्दुकक्रीडायाम् अधिकः उत्साहः प्राप्य बाल्यकालादारभ्य अभ्यासं कृत्वा अनेकेषु क्रीडायाम् क्रीडित्वा प पदकानि पृतवाः स्वीकृतवान् अस्माकं भारतसर्वकारद्वारा खेलरत्नः भृतु स्वीकृतवान् अतः मेजर्ध्यान्सिङ्गः तस् तस् तस्य जन्मदिने एव नेषनल् स्पोर्ट्स् डे वयम् आचरामः अतः मेजर् द्यान्सिङ्गः मम श्रेष्ठः क्रीडालुः